कृषकाणां तत्र कृषिकार्ये तेषां बहु परिश्रमः भवति अन्यच्च तत्र तेषां लाभस्तु बहु न्यूनः तत्र व्ययादिकं तेषां बहु अधिकं भवति तत्र ते क्षेत्रे विक् खाद्यं तत्र अधिकं भवेत् धान्यादिकम् इति हेतुः तत्र ते प्रयोगं कुर्वन्ति खाद्यादिकं किमपि तत्र तेषां बहु अधिकं माहर्घ्याय भवति लाभस्तु बहु न्यूनम् अतः अस्माभिः कथं परिहारः कर्तुं शक्यते इत्युक्ते तत्र गोब्बर् इति भवति तत् जैविकं इत्यादिकेन तत्र निर्माणं भवति तत् गोमयम् इत्यादिकमपि पातयितुं शक्यते यत् गवाम् तत्र गोमयं गोमूत्रम् इत्यादिकं भवति गोमयं तदपि पातयितुं शक्यते क्षेत्रेषु तेन अपि तस्य उपयोगार्थं किमपि आवश्यकं तत्र अस्ति वा इति सर्वकारैः तत्र किं कर्तुं शक्यते साहाय्यम् इति तैः धनादिकं दत्वा तत्र साहाय्यं कर्तुं प्रभवन्ति तेन कृषिकाणां साहाय्यं भवति येन तैः आत्महत्या इत्यादिकं न कर् करिष्यन्ति